अहं मम पाक विधाने तु अधिकतया मरीचिका एवं हरिद्रा कृष्णमरीचिका धान्यप धनियाचूर्णः लसुनं पलाण्डुः लवणम् इत्यादयस्य अधिकतया उपयोगं कुर्वन् करोमि स्म परन्तु इदानीं सर्वं रेडिमेड् रूपेण आगतम् अस्ति इदानीं पश्यतु पाव् भाजीकरणीयम् इत्युक्ते पाव् भाजी पौडर् आगतम् अस्ति साम्बार्करणीयम् इत्युक्ते साम्बार् पौडर् आगतम् अस्ति रसं करणीयम् इत्युक्ते रसं पौडर् आगतम् अस्ति सर्वं रेडिमेड् रूपेण स्वीकुर्वन्तः सन्ति परन्तु पुरातनकाले एवं न आसीत् स्म मरीचिका एवं कृष्णमरीचिका लवणं लसुनं धनियावर्णः इतोपि इतोपि अनेकान् उपस्कारान् उपयुज्य उपयुज्य एकं पौडर् कृत्वा संस्थापयन्ति स्म परन्तु अहम् अपि अहम् अपि तदेव इच्छामि पाकं यदा करोमि तस्मिन् समये इदानीम्तनकाले तु उपस्काराः सर्वं मिक्स् कृत्वा एकं पाकेट् मध्ये संस्थाप्य विक्रयणं कुर्वन्तः सन्ति अस्माकम् इदानीं तु सर्वं सुलभरीत्या अपेक्षते खलु जनाः अपि तादृशेव कुर्वन्तः सन्ति परन्तु अहं मम पाक अहं मम पाकं यदा पक्वयामि तस्मिन् समये तु पुरातनकालस्य यदासीत् तदेव उयोगं कुर्वन्ति अस्मि